मम असमस् असमप्रदेशे स्थानीयकलाकाराणां साहाय्यार्थम् असमसर्वकारेण स्लिप् पेन्शन् येजना इति एकम् इति एका योजना स्वीकृता अस्ति अतः अत्र अस्माकम् असमप्रदेशे करकुशलकलायाः कृते अधिकं नाम अधिकमान्यतायाः आवश्यकता वर्तते इति अहं मन्ये